कृषकाणाम् आत्महत्यायाः विष् विषये एतद् कारणम् एतद् अस्ति यत् कदाचित् अतिवृष्टिः भवति पुनः कदाचित् अकालः भवति ओलावृष्टिः भवति इत्येषां कार् कारणानां कारणादेव तद् सम्यक् कृषिः न भवति धान्यं सम्यक् न भवति अन्यत् तेन ते निर्धनाः भवन्ति पुनः ऋणम् ऋणं स्वीकुर्वन्ति अन्यद् पुनः अपि यदि अग्रिमवारे अपि सम्यक् कृषिः न भवति तर्हि ते ऋणं पुनः पूरयितुं न स सक्षमाः भवन्ति अन्यत् मया किं करणीयं तर्हि अहं यदि मैत्रीपूर्णव्यवहारः मम कृषकाः मित्राः मित्राणि सन्ति तेष् तैः सह मम व्यवहारः मैत्रीपूर्णः भविष्यति तर्हि अहं तेषां सहायतां कर्तुं शक्नोमि कथं ते स् स्वस्य विचाराः ये सन्ति तेषां विषये मां व् वदिष्यन्ति पुनः सर्वकारेण अपि केचिद् उपायाः करणीयाः एव यथा निरुद्द्योगाः सन्ति तेषां कृते प्रतिमासं सर्वकारः रूप्यकाणि ददाति एव वेतनं ददाति एव तद् तथैव कृषकाणां कृते अपि भवेत् पुनः यत् ऋणम् अस्ति तस्य कृते किञ्चित् कालः अपेक्षितः अस्ति चेत् तद् देयमेव इति मम विचारः